लाक्डौन् मध्ये विशिष्य सामग्र्यः न प्राप्ताः इति कृत्वा विशिष्टखाद्यानि किमपि न कृतानि तथापि गृहे भोजनं तु सम्यगेव कृतं वर्तते तत्र अस्माकं ग्रामः यद्यपि तमिलनाडु तथापि मम माता तु केरलीया वर्तते इति कृत्वा तद्ग्रामीय भोजनानि मया सम्यगेव पठितानि कोळापट्टु इति उच्यते तद् किञ्चित् अन्नस्य एव विकारः तत् मया कृतमासीत् चपाति तु कृतमेव आसीत् दोसिका अपि कथं कर्तव्या इति सम्यक् पठिता यतोऽहि संस्कृते दोसिकायाः नाम सहस्त्ररन्ध्री इति भवतु किन्तु मम तु एकः एकः एव रन्ध्रः भवति स्म दोसा करणसमये तदपि महान् भवति किन्तु लक्डौन् मध्ये मया सम्यक् पठितम् उपसेचनम् अपि विविधानि उपसेचनानि पठितानि अनन्तरं मधुरभक्ष्याणि अपि पठितानि गुलाब्जामून् इत्यादिकं मम यत् यत् इष्टं तत् सर्वं कृतम् पुनः शीत् शैत्यादिकं यथा न भवेत् तद्वत् निम्बूसारः दुर्वातृणस्यापानकम् इत्यादिकम् आरोग्यदृष्ट्या मया बहु पठितं वर्तते